अहं राम् टेके अस्मि मम मातुः नागपूरे अस्ति भवान् नाग्पुरे गत्वा मम माता मातुः मातरम् आनयतु अत्र आनयतु राम् टेके मौदा रोड् कालिदासः कविकुलगुरुकालिदास विश्वविद्यालयस्य परिसरे एव मम मातुः सङ्ख्या अस्ति सप्त अष्ट नव अष्ट त्रीणि पञ्च सप्त पञ्च एकम् एतदेव सङ्ख्यां दूरवाणीं कृत्वा मम माता अत्र राम् टेक् नगरे विश्वविद्यालयस्य परिसरे आनयतु